मया यत् रेजर् उपयुक्तं बहु स्मूत् प्रचलति एवं कोऽपि कट् नास्ति मम मुखे अद्भुतं अस्ति एवं पूर्वं मया अन्यत् रेजर् उपयोगः कृतः आसीत् तत्र बहु मुखे वर्णादिकं जातम् आसीत् परन्तु इदं तु बहु सम्यक्